विद्यमानैः पादपैः अधिकान् पादपान् उत्पादयितुं ग्र्याफ़्टिङ्ग् इति तन्त्रस्य उपयोगं कर्तुं शक्यते पुनः प्लान्ट् टिश्शु कल्चर् सस्यकोशसंस्करणम् इति तन्त्रम् उपयुज्य नूतनाः पादपाः उत्पादयितुं शक्यते कदाचित् ते पादपाः फलं न यच्छन्ति चेदपि तेषां छाया उपयो छायया बहुनाम् उपयोगः भवति पादपानाम् उपरि पक्षिणः नीडं स्थापयन्ति अतः पक्षीणां संरक्षणं भवति पादपाः प्राणवायुं बहिर् दास्यन्ति अतः ते भूमेः प्राणवायुसंरक्षकाः भवन्ति पुनश्च पादपानां काष्ठम् उपयुज्य नित्योपयोगी वस्तूनि अपि निर्मातुं शक्यते